यदा आरभ्य संस्कृतस्य अध्ययनम् आरब्धमस्ति तदारभ्य एव मम व्यक्तित्वे बहु परिवर्तनं जातमस्ति तत्रापि संस्कृताध्ययनं नाम गुरुकुले स्थित्वा संस्कृताध्ययनं इत्येव तत्र महत्त्वपूर्णं भवति गुरुकुले एव स्थित्वा यथा प्राचीनकाले आसीत् छात्राः बालकाः गृहं त्यक्त्वा गुरुकुले गत्वा अध्ययनं कुर्वन्ति स्म तत्र संस्कृतमाध्यमेन संस्कृते एव बहवः ग्रन्थाः लिखिताः सन्ति तत् ये च महत्त्वपूर्णाः तेषाम् अध्ययनेन अस्माकं संस्कृतिः का कथं जीवनं भवेत् व्यक्तित्वं कथं भवेत् इत्यादिकं स्वयमेव तद् अध्ययनेन आगच्छति अतः संस्कृतस्य प्रभावः व्यक्तित्वे संस्कृतौ च भवत्येव तत्रापि पारम्परिकरूपेण अध्ययनं कर्तव्यम् इति तत्र तस्य महत्ता अधिका वर्तते तत् तद्वारैव संस्कृतस्याध्ययनं यदि क्रियते चेत् व्यक्तित्वे संस्कृतौ च महान् प्रभावः दृश्यते अतः मम तु मतं गुरुकुलं गत्वा पारम्परिकरूपेण संस्कृतस्याध्ययनं कर्तव्यं तस्य च संव्यक्तित्वे संस्कृतौ च अस्माकं संस्कृतिः का इति परिज्ञानं भवति